नमस्ते ओला मया अद्य दशवादने कार्शिट्तः मन्नगुड्डा पर्यन्तं ओला काब् माध्यमेन प्रयाणं कृतम् यानसंख्या के ए नैन्टीन् एम् सेवन् सेवन् सेवन् एय्ट् अस्ति सः चालकः मास्क् न धृतवान् अनन्तरं यानमपि तावत् शुद्धं न आसीत् कोविड् समये एवं भवति चेत् कथं प्रयाणं कर्तव्यं कृपया सूक्तं क्रमं स्वीकुर्वन्तु धन्यवादाः